हरिः ओं आ आं हा अस्तु ओ अत्युत्तमं हा अस्तु अस्तु एवं

हा हा

हा बहु उत्तमं देहन्ददि देहविकासाय धावनादिक्रियाः यद्यपि बहु उत्तमाः अतः यद्यपि आयासः भवति किन्तु तानि कार्याणि सर्वदा अनुवर्तयतु यद्यपि प्रारम्भे आयासादिकं भवति तत्रापि आहारपद्धतिः अस्ति ईदृश आहारस्वीकरणेन देहस्य सौष्ठ्यं भवति ता तथा तेन बलमपि वर्धते तादृश आहाराणि अहं सूचयामि तद् तादृश आहारस्वीकरणेन तव आयासादिकं निर्गच्छति तथा च अभ्यासः सम्यग्भवति तत्र प्रमुखतया कानिचन आहाराणि स्वीकर्तव्यानि भवन्ति यथा क्षीरं पातव्यं भवति द्विदलधान्यानि स्वीकर्तव्यानि एवं पौष्ठ्ययुक्तानि आहाराणि येन अस्माकं देहस्य बलं बलं वर्धते तथा एषः एषु पदार्थेषु प्रोटिन् वर्तते यथा बीजानि विध व वर्तन्ते अनेकविधानि तत्र द्विदलानीति यथा उक्तं पूर्वं तथा तत्रेव अनेकविधानि यथा भवन्ति पुनः त ये ड्रैफ़्रूट्स् इति उच्यन्ते ते अपि स्वीकर्तुं शक्यते एवम् अनेकविधानि यथा आरोग्यं प्रति सर्वथा ये उत्तमाः ये उत्तमाः पदार्थाः तान्ये ता ते एव पदार्थाः स्वीकर्तव्याः इत्थञ्च ये पदार्थाः न स्वीकर्तव्याः इति चेत् येन अस्माकम् आरोग्यं नश्यति यथा बहिस्थपदार्थखादनेन देहस्य आरोग्यन्नश्यति तथाविधपदार्थाः न स्वीकर्तव्याः एवं धावनक्रियार्थं पुनः अन्ये ये यस्मिन् तावत् लिक् बहु तैलांशः भवति तादृशपदार्थान्यपि न स्वीकर्तव्यानि अतः तैलांशयुक्तपदार्थानि दधि इत्यादिकं त्यक्त्वा ये पदार्थाः उक्ताः तानि स्वीक्रियन्ते चेत् आयासः सर्वथा न भवति अतः तथा यतनं करोतु तेन आयासः न जायते पुनः अन्यः कश्चन प्रश्नः अस्ति चेत् प्रष्टुं शक्यते हा अयमपि उत्तमः प्रश्नः हा प्रातो वा मध्याह्ने वा रात्रौ वा इति प्रष्टे यदा धावनं क्रियते धा प्रातः यदि अभ्यासः क्रियते तर्हि धावनं कृत्वा अनन्तरं बुभुक्षावश्यञ्जायते तस्मिन् काले स्वीकरोतु हा धन्यवादः